हरि ओम् नमस्ते भवान् शेषाद्रिः इति खलु अहं सुजयः इति संस्कारविषये अहं किञ्चित् लिखितवान् अस्मि सं षोडशसंस्कारविषये अस्तु षोडशसंस्काराणां विषये अतः तत् विषयम् आधृत्य एक चित्र एकः चित्रः करणियम् इति मम चलचित्रः चलचित्रनिर्माणं कर्तव्यम् इति मम इच्छा परन्तु तद्विषये मम सम्यक्तः सम्यक्तया ज्ञानं न वर्तते अत कारणात् भवान् माम् किम् तत् वदति कथं कर्तव्यं इति वदति चेत् बहु

लिखितवान् अस्मि लिखितवान् अस्मि प्रमाणसहितम् एव लिखितं वर्तते प्रमाणमपि तत्र आधृत्यं वर्तते परन्तु परन्तु तत् कथं करणीयम् इति न ज्ञानं वर्तते

न आम् तदपि वर्तते आम् निर्वापनमपि उभयोः ज्ञानमपि

षोडशसंस्काराः वर्तन्ते तत्र आदितः आदितः संस्कारः गर्भाधानः इति गर्भाधानः तत् पूण्यः गणपतिः पुजा पूण्यः इत्यादि इत्यादयः कृत्वा एव तत् करणीयं परन्तु गर्भाधानः गर्भाधानः गर्भाधानविषये गर्भाधान पुंसवन सीमन्तोन्नयन इत्यादयः तत्र अनन्तरम् अन्त्येष्टिः इति षोडशः षोडशीयः संस्कारः अन्तिमः अन्तिमः तत्र कन्यासंस्कारः इति वर्तते अतः कारणात् तद्विभिन्नः

पुरुषाणां कृते न भवति

अस्तु अस्तु एक एकवारं मिलावः तत् समयं विषयम् आधृत्य किञ्चित् अस्तु अस्तु धन्यवादः नमस्ते